मया व्याकरणशास्त्रम् अधीयमानं वर्तते व्याकरणशास्त्रस्य इतिहासः बहु बृहद्वर्तते तत्र व्याकरणानि बहवः सन्ति यथा ऐन्द्रव्याकरणं पाणिनीयव्याकरणं शाकटायनव्याकरणम् इत्यादीनि इति नवव्याकरणानि सन्ति एतद् मन्यते यत् हनुमन्तः नवव्याकरणानामपि अध्ययनं कृतवान् इति तथा च तानि यानि व्याकरणानि तेषां सर्वेषां ज्ञानं तु अस्माकं कृते नास्ति परन्तु पाणिनीयव्याकरणम् इदानीं बहु प्रसिद्धं वर्तते तथा च इदानीं सर्वे तदेव पठन्ति इति ज्ञायते त्तर मुख्यग्रन्थाः वर्तन्ते महाभाष्यं तथा काशिका ग ग्रन्थः तथा वैयाकरणसिद्धान्तकौमुदी लगुसिद्धान्तकौमुदी इत्यादि बहु प्रसिद्धाः ग्रन्थाः सन्ति तत्र भाष्यस्य रचनां पतञ्जलीमहर्षिणा कृतं वर्तते वैयाकरणसिद्धान्तकौमुद्याः रचनां भट्टोजिदीक्षितैः कृतं वर्तते काशिकायाश्च वररुचिना कृतं वर्तते इति मन्यते तत्र श्लोकमपि वर्तते मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते इति दीक्षितैः लिखितं वर्तते तत्र मुनित्रयम् इत्यनेन पाणिनिः वररुचिः तथा कात्यायनः इत्येतेषां ग्रहणं क्रियते पाणिनिः वररुचिः तथा पतञ्जलिः इति इति त्रिमुनिव्याकरणम् इति उच्यते तत्र पाणिनेः सूत्राणि बहु मुख्यानि इति स्वीक्रियते तेनैव अन्यानां ग्रन्थानां रचना जाता इति वर्तते